आम् अहम् इन्स्टाग्रां रील्स् मध्ये एवं च यूट्यूब् शार्ट्स् इत्यादिसामाजिकमाध्यमेषु नृत्यं पश्यामि तत्र मम प्रियाः नर्तकाः न केवलं द्वित्राः अपि तु बहवः सन्ति नाम बहूनां नृत्यं मह्यं रोचते अहं सर्वदा तेषां नृत्यं पश्यन् आनन्दम् अनुभवामि आत्मानं कदाचित् विस्मरामि च तथादृशाः नैके नर्तकाः सामाजिकमाध्यमेषु जनान् तोषयन्ति मादृशान् तत्र आधिक्येन महिलानां युवतीनां बालिकानां नृत्यं पश्यामि नृत्येषु पुनः साम्प्रदायिकनृत्यम् अतीवश्रद्धया आसक्त्या च अहम् आलोके